निरन्तर अभ्यासेन युद्धकलानैपुण्यं परिरक्षयामि अन्येभ्यः अपि युद्धकलायाम् अभ्यासं कारयित्वा उत्तमं नैपुण्यं च प्रापयामि युद्धकलायाः अभ्यासेन समाजस्य संरक्षणं साध्यं भवति यदा युवकाः अस्याः कलायाः अभ्यासं कुर्वन्ति तदा तेषां व्यक्तित्वसंवर्धनं जायते सामूहिकरूपेण अभ्यासकारणे करणेन सामूहिकरूपेण अभ्यासकरणेन एकं सामाजिकसङ्घटनम् अपि जायते युवकानाम् आत्मोन्नतिः अपि भवति इदानीं युवकेभ्यः विशेषतः मानसिकस्ट्रेस् एङ्ग्ज़ैटी इत्यादि समस्याः न भवन्ति